वार्तापत्रिकाः प्रतिदिनस्य वार्ताः ज्ञातुं सहायकाः भवन्ति सः तत्र सार्वजनिकग्रन्थालयः एतादृश्यः सार्वजनिकपत्रिकाः वार्तापत्रिकाः पठितुं सहायकाः भवन्ति शालासु वचनालयः भवति विद्यालयं प्रति विद्यालयेऽपि वचनालयः भवति तत्र सामान्यतः सर्वासु भाषासु वार्तापत्रिकाः भवन्ति तादृशपत्रिकायां तत्र मुख्यतया किं किं पठनीयम् इति तत्र ग्रन्थपालकः कश्चन सूचनां तत्र बालानां कृते सहायतां कर्तुं शक्नोति वार्तापत्रिकाः पठितुं सार्वजनिकग्रन्थालयः तत्र सर्वत्र प्रदेशेषु भवन्ति सामान्यतः सार्वजनिकग्रन्थालयाः भवन्ति अस्माकं वार्तापत्रिकाः पठितुम् अस्माकं दोड्डबोम्मसन्द्रे गजाननवार्तापत्रिकाः गजाननवाचनालयः इति कश्चन वार्तापत्रिकाः पठितुमेव सार्वजनिकग्रन्थालयः अस्ति तादृशः तत्र तत्र प्रतिदिनं सर्वे बहवः तत्र ज्येष्ठाः आगत्य समयं पठित्वा समयं यापित्वा यापयन्ति तादृशः एकः प्रथमम् समययापनं तदनन्तरं ज्ञानवर्धनं तत्रापि तत्र विशेषतः तत्र ग्रन्थालये यत् भवति तादृशेषु ग्रन्थालयेषु विशेषतया तत्र सूक्तयः सूक्तयः अपि भवन्ति तदनन्तरं विशेषलेखनं भवति विशेषलेखने अपि तत्र मुख्यः अंशः पठितुं शक्नोति तादृशपत्रिकायां तत्र राजकीयसम्बन्धिविषयाः अपि भवन्ति सामान्यविषयाः अपि भवन्ति अड्वटैस्मेण्ट् इत्यादिकमपि भवितुम् अर्हति भवन्ति तत्र सार्वजनिकेषु ग्रन्थालयेषु

किन्तु यथासाध्यं मौनम् आचरणीयं मौनेन पठनीयं तदनन्तरं मौनिनः कलहः नास्ति इति धिया तत्र अन्यविषयाः अपि भवितुम् नार्हति तादृशं तत्र विद्या पत्रिकायाः ग्रन्थालयस्य शान्तिपालनमपि भवितुम् अर्हति तादृशेषु स्थानेषु सार्वजनिकस्थलेषु ग्रन्थालयाः अतीव सहायकाः भवन्ति मैसूर्नगरे यदा अहम् अपठं यदा विद्यार्थी आसं तदा तस्मिन् समये अपि तत्र सार्वजनिकग्रन्थालयं गत्वा तत्र अड्वटैस्मेण्ट् इत्यादिकं दृष्ट्वा मया कार्यार्थं तत्र अप्लै कृतवान् तदनन्तरमहं मणिपुरं पर्यन्तं गत्वा आगतवान् तत्र बह्व्यः पत्रिकाः तत्र सहायकाः भवन्ति तत्र विशेषतः अड्वटैस्मेण्ट् कालम् एव भवितुम् अर्हति तादृशाः सार्वजनिकग्रन्थालयाः सः सर्वान् प्रति सहायकाः भवन्ति अतः वार्तापत्रिकाः एव न अन्य पुस्तकादिविषयाः पुस्तकादिकमपि तत्र पठितुम् अर्हति पत्रिकाः तत्र अवश्यं प्राप्यते तत्र धनं व्ययेन विना सार्वजनिकाः पत्रिकाः यदि पठामः तदनन्तरं धनस्य व्ययः अपि न्यूनः भवति ते यदि धनं दत्त्वा पत्रिकां स्वीकर्तुं न शक्नुवन्ति तादृशाः एतादृशग्रन्थालयेषु तत्र स्वकीयं पत्रिकां तत्र निर्वाचनं कृत्वा तत्र पठितुम् अर्हन्ति तत्र मेम्बर्शिप् इति भवति तस्य कृते अद्य वर्षस्य किञ्चित् धनं दातुं दातव्यं भवति तादृशाः पत् सार्वजनिकग्रन्थालयाः अन्यान्यरूपेण तत्र जनानां बालानां वृद्धानां सर्वेषां कृते सहायकाः भवन्ति एवम्